स्वास्थ्यसेवा इति एतद्विषये तु वयं वक्तव्यं इत्युक्ते सर्वकारतः इतोऽपि समिचिनः आस्पत्रि भवितव्यं चिकित्सालयं निर्माणं भवेत् तदेव चिकित्सालये इत्युक्ते सर्वकारचिकित्सालये तु समीचीनं इन्स्ट्रुमेण्ट् इतोऽपि यदि दातव्यं तथैव वैद्याः तु काश्चन समीचीनतया संभाषयन्ति परन्तु काश्चन रोगिणाम् उचितं दद्मः इति समीचीनतया ते चिकित्सां न ददन्ति तथा समीचीन वैद्याः अपि चिकित्सालये भवेयुः तथैव सनीचीन इन्स्ट्रुमेण्ट्स् तथैव वयं इदानीं प्रैवेट् चिकित्सालयं कथं भवति तथा अस्माकं सर्वकारी चिकित्सालयं अपि भवति चेत् सर्वेपि सर्वकारस्य चिकित्सालयस्य उपयोगं कर्तुं इच्छन्ति नो चेत् तूष्णिम् केषां अपि मनः एव न भवति तथा वयं ट्रीट् ट्रिटमेण्ट् स्वीकर्तुं केषामपि इच्छा न भवति अतः समीचीना स्वास्थ्यसेवा कर्तुं समीचीनं चिकित्सालयम् अपेक्षितम्